लोकयानमित्युक्ते एकं बृहत् यानं भवति तत्र जनाः दूरदुरान्तरं तथा निकटप्रायतः निकटम् अथवा भवतु वा दूरं यानं भवतु दूरं स्थानं भवतु वा गच्छन्ति तत्र प्रायः किन्तु केचन किञ्चित् छिद्रं भवति केचन किञ्चित् बृहत् अपि भवति छिद्रे तत्र सीटि मध्ये सीटि लोकयानमपि भवति तत्र प्रायतः विंशतिजनानां कृते सीट् अस्ति तत्र परन्तु दूर स्थानं पर्यन्तं नाम किञ्चित् दूरस्थानपर्यन्तं तत्र प्रायतः थर्टि तु थर्टिफोर् नाम त्रिंशत् तः चतुर् अधिकत्रिंशत् चतुर् त्रिंशत्तः चत्वारिंशत् कृते यावत् सीट् अस्ति तत्र परन्तु तत् सीटिङ्ग् अपि भवति सेमि स्लीपरपि भवति स्वीपरपि भवति परन्तु य् यत्र दुरं दूरस्थाननिमित्तं यत् लोकयानम् अस्ति तत्र अधिकाः जनाः तत्र स् यात्रां कुर्वन्ति तत्र प्रायः स्लीपर् अपि भवति अनन्तरं तत्रापि भागद्वयं भवति यथा ए सि नान् ए सि ए सि बस् मध्ये जनाः प्रायः किञ्चित् अधिकं धनं दत्वा तत्र किञ्चित् आनन्देन यात्रां कुर्वन्ति अनन्तरं नान ए सि बस् मध्ये अपि जनाः यदि स्लीपर् अस्ति तर्हि अपि तत्र आनन्दः भवति अहमपि गतवान् दूरदुरान्तरस्थानं गतवान् यथा मम प्रदेशे उत्कले तत्र पूरीतः कोरापुट्टं पर्यन्तं नाम प्रायतः सप् सेभेन् हन्ड्रेड् टु ऐट् हन्ड्रेड् किलो मिटर् तद् भवति तत्र यावत् गतवान् अहं तत्र प्रायः सेमि स्लीपर् मध्ये गतवान् तत्रापि भिल्बो वस् अस्ति तत्र भोल्बो बस् त् भोल्बो बस् नाम तत्र महती कम्फ़र्ट् भवति अतः तत्रापि गन्तुम् आनन्दः भवति परं तत्र धनं किञ्चित् अपि अधिकमस्ति अतः ए सि नान् ए सि पुनः ए सि नान् ए सि अपि तत्र जनानां रुचि उपरि निर्भरः शिलः अस्ति ते ए सि इच्छन्ति केचन ए सि अपि न इच्छन्ति तत् ते नान् ए सी सेलेक्सन् कुर्वन्ति कारणं तत्र केचनानां कृते चाय्स् नास्ति अतः परन्तु यो लोकयानं स्वल्पमुल्येन अपि दुर स्थानं यात्रां कर्तुम् अपि सुविधाः अस्ति परन्तु के केचन लोकयानं नाङ्गीकुर्वन्ति ट्रेन् प्रति गन्तुमर्हन्ति परन्तु तथा अपि भवति भवतु परन्तु लोकयानम् अपि बहु कम्फ़र्टेबल् भवति इति मम लोकयानस्य अनुभवः